बालिकाः स्त्रियः बालकाः पुरुषाः च के कानिचन क्रीडानि क्रीडितुं शक्नुवन्ति तत्र बालिकाः पाकसम्बद्ध क्रीडां क्रीडितुं शक्नुवन्ति तद् म्युसिकल् चेर् इति वदामः गान आसन्दः तादृशमपि बालिकाः क्रीडितुं शक्नुवन्ति को को इत्यादि क्रीडां एवं च चेस् इत्यादि क्रीडां स्त्रियः क्रीडितुं शक्नुवन्ति एवं च गानम् गानस्य क्रीडा एतादृशं स्त्रियः अधिकतया क्रीडितुं शक्नुवन्ति बालकाः तु बहिः यत् क्रीडामः वयं तादृशमेव क्रीडितुम् अधिकम् इच्छन्ति तत् खोखो खोखो भवतु अथवा वालिबाल् भवतु हस्तकन्दुकम् अथवा कबड्डि इति वदामः तादृशम् एव बालकाः अधिकतया क्रीडितुम् इच्छन्ति